मम जीवने अहं बाल्यावस्थायां मम गृहसमीपविद्यमानम् एकं अरण्यम् द्रष्टुम् इच्छुकः द्रष्टुमिच्छुकः सन् तत्र चारणं कृतवान् प्रातः षड्वादनात् पूर्वमेव अस्माभिः गृहात् प्रस्थितं प्रस्थानात् पूर्वमेव तत्र यदपेक्षितमासीत् भोजनार्थम् अनन्तरम् वासार्थं यद्यदपेक्षितं तत्सर्वमपि स्वीकृत्यैव ततः प्रस्थानं कृतमासीत् तत्र गमनसमये सूर्यस्य उदयः अपि दृष्टः बहु रमणीयमासीत् पार्श्वे एव नदी तटः अपि आसीत् तत्र सर्वेपि वयम् उपविश्य ध्यानं सर्वं कृत्वा अग्रे गतवन्तः गमनकाले तत्र लघुरूपेण मार्जारस्य उच्चस्वरेण ध्वनिः अश्रौशं तत् श्रुत्वा अहं बहु भीतः तदुत्तरम् अन्येपि तत् श्रुतवन्तः सर्वेपि किञ्चित् भीताः आसन् प्रायः शृगालस्य वा अथवा व्याघ्रः कश्चन मृ मृगसदृशस्य ध्वनिः इति अस्माभिः चिन्तितमासीत् किन्तु अनन्ते तज्ज्ञातं मार्जारस्य ध्वनिः इति अग्रेपि गतं तत्र अस्माभिः बहुविधसस्यान्यपि दृष्टानि उत्तमवृक्षाः आसन् तत्सर्वं दृष्ट्वा तत्र बहु प्रयासेन चलनं कृतवन्तः प्रायः षडधिक किलो मीटर् अस्माभिः चलितं तदुत्तरं तत्र एकं बृहत् शिलाखण्डः दृष्टः तदुपरि अस्माभिः आरोहणं कृत्वा तत्र उपविश्य विशिष्ट अनुभवादिकं वयम् उक्तवन्तः उत्तम अनुभवरूपेण अस्माभिः तत् चारणं कृतम् इति अहं वक्तुमिच्छामि